नमस्कारः मम नाम देवराजः इति अहं चन्नैनगरे वासं करोमि मम प्रदेशे ऐतिहासिकं स्थलमपि अस्ति धार्मिकस्थलमपि अपि अस्ति तत् विहाय अन्यत् प्रवासिस्थानं बहवः सन्ति किमर्थम् इत्युक्ते चेन्नैनगरं बहु विशालनगरं तेन कारणेन अनन्तरं चेन्नैनगरं पुरातननगरमपि तेन कारणेन धार्मिक ऐतिहासिकस्थलं विहाय अन्यप्रवासिस्थानमपि अस्ति इत्युक्ते वण्डलूरु ज़ू अस्ति गिण्डी नेशनल् पार्क् अस्ति अनन्तरम् अनन्तरं किम् अस्ति टैडल् पार्क् अस्ति अनन्तरं तद्विहाय अन्यत् किम् अस्ति वाटर् अम्यूस्मेण्ट् पार्क् इति अस्ति एतादृश बहवः स्थलानि प्रेक्षणीयस्थलाः सन्ति सन्ति चेन्नैनगरे तत्र विषयः बहु इत्युक्ते वण्डलूरु ज़ू मध्ये यदा विरामः भवति शाला कालेजु मध्ये विरामः भवति अनन्तरं कार्यालये कृते विरामः भवति तस्मिन् समये अधिकजनाः भवन्ति अनन्तरं तद्विहाय गिण्डि नेशनल् पार्क् मध्ये अपि तथा एव भवति यदा कदापि शाला कालेज् विरामः भवति तदा गृहजनाः सर्वे तत्र गच्छन्ति स्थलं पश्यन्ति अनन्तरं कार्यालये विरामः अस्ति चेत् तत्रापि गच्छन्ति अनन्तरं तद्विहाय अम्यूस्मेण्ट् वाटर् पार्क् इति उक्तवान् पूर्वे अम्यूस्मेण्ट् वाटर् पार्क् तदपि चेन्नै बेङ्गलूर् हैवे मध्ये अस्ति तत्रापि जनाः अधिकतया गच्छन्ति यदा उष्णकाले भवति तस्मिन् समये अधिकजनाः तत्र गच्छन्ति मा मानसिकं मनोरञ्जनकार्यं मनोरञ्जनार्थम् एतादृशः ऐतिहासिकाः स्थलम् अनन्तरं धार्मिकस्थलीनि विहाय अन्ये एतादृशः बहवः स्थलानि सन्ति मनोरञ्जनस्थलानि सन्ति चेन्नैनगरे तेन कारणेन बहवः जनाः तत्र सः गच्छन्ति तत्र निश्चितसमये बहुजनाः गच्छन्ति इति वदामः चेत् यदा विरामः साप्ताहिकविरामः भवति अनन्तरं वार्षिकविरामः भवति अनन्तरं शाला कालेजु मध्ये वि शैक्षणिकविरामः भवति तस्मिन् समये अधिकाः जनाः तत्र आगच्छन्ति आगत्य तत् प्रा प्रेक्षणीयस्थलं पश्यन्ति तद्विहाय चेन्नै एग्मोर् मध्ये म्यूसियम् अस्ति वस्तुसङ्ग्रहालयः तत्रापि जनाः बहवः जनाः गच्छन्ति अनन्तरं चेन्नै चेन्नै न चेन्नै समुद्रतीरे अस्ति इति कारणेन समुद्रतीरमपि बहवः मरीना बीच् इति तत्र प्रदेशे एकः प्रदेशः अस्ति अस्ति तीरप्रदेशे अपि अधिकजनाः आगच्छन्ति एतत् सर्वे मम प्रदेशस्य ऐतिहासिकधार्मिकस्थलं विहाय अन्यप्रवासि स्थलानि विदेशादपि बहवः भारतदेशस्य अन्यान्य प्रदेशे स्थः अपि तत्र जनाः आगच्छन्ति कुत्र वा मरीना बीच् एतादृशं सर्वेपि सर्वेषु प्रदेशेषु